केशतैलविषये अहं वदामि केशतैलस्य उपयोगः बहु अस्ति यदि शरीरे अधिकं औष्ण्यं भवति चेत् नारिकेलतैलस्य उपयोगं कुर्मः चेत् शरीरस्य समधातुः भवति औष्ण्यं न भवति यदि रात्रिसमये केशे शिरे शिरोभागे यदि नारिकेलतैलं स्थापयित्वा शयनं कुर्मः चेत् सम्यक् निद्रा अपि आगच्छति